एस् सि ऐ बेङ्क् हा वदतु हा अस्तु भगिनि अत्र भागद्वयं भवति एकं जीरो अकौण्ट् इति भवति एकं धनस्य सङ्ग्रहणार्थं धनस्य सेव् करणार्थम् इति भागद्वयं भवति कीदृशं भवती स्वीकर्तुम् इच्छति भगिनि कस्याः कृते अस्तु भगिनि भवती एकं कार्यं करोतु भवती चत्वारि भावचित्राणि आनयतु आधाार कार्ड् अपि आनयतु पेन् कार्ड् आनयतु अनन्तरम् अड्रेस् प्रूप् इति वयं वदामः तस्य निमित्तं एकं भवत्याः करेण्ट् बिल् वा अथवा गेस् बिल् वा एवं भवति किल अतः गृहस्य यदि स्वगृहं स्यात् तादृशं भाटकगृहस्य न आवश्यकं यदि स्वगृहं स्यात् तस्य एकं जराक्स् आनयतु भगिनि एतत् सर्वम् आनय एतत् सर्वम् आनयतु अनन्तरम् अत्र बेङ्क् पास्बुक् निमित्तं वयं तस्य भवत्याः पुत्रीमपि आनयतु

भगिनि अत्र लोन् निमित्तम् इत्युक्ते भवत्याः षण्मासाः अतीताः भवेत् कारणम् इत्युक्ते ट्रान्सेक्क्षन् अत्र आवश्यकं भवत्याः धनं स्थापनं धनं स्वीकरणं कियत् स्थापयति कियद् भवति स्वीकृते ट्रान्सेक्क्षन् इति वदामः तद् आवश्यकं यदि तदस्ति चेत् वयं तस्मिन् विषये चिन्तयामः प्रथमम् अकौण्ट् करण अनन्तरमेव वयं दातुं न शक्नुमः एतस्य लोन् इत्यादिकं भवत्याः किं निमित्तं भवती कुर्वती अस्ति यत् भवती सेलरि रूपेण कुर्वती अस्ति वा किम् इति मिनिमं तु षण्मासाः तु अतीताः भवेयुः अनन्तरमेव तस्य लोन् विषये चिन्तयामः तत्र कुत्रापि कार्यं करोति वा भगिनि तस्य सेलरी अत्र क्रेडिट् भवति वा अस्माकं बेङ्क् मध्ये एव क्रेडि् भवति वा वित्तकोषे कम्पनीद्वारा एव ते कुर्वन्ति किल भवती अत्र किमर्थं भवती अत्र कु कारयन्ती अस्ति ओहो हो राष्ट्रीयकृतबेङ्क् एकम् अवशकम् इति भवति मत्वा कृतवती अस्ति वा सत्यं हा हा अस्तु अस्तु भगिनि एकवारं भवती अस्माकं वित्तकोशं प्रति आगच्छन्तु अनन्तरम् अत्र वयं साक्षात्ते अस्माकं म्याेनेजर् महोदयेन सह वार्तालापं कृत्वा भवत्याः वयं सर्वविधं सहायं करिष्यामः कृपया आगच्छन्तु श्वः आगच्छन्तु श्वः एव आगच्छन्तु मिलामः मिलामः अस्तु